अहं नूतनप्रदेशं वा नूतनस्थानं वा गन्तुं समये गूगल् मीट् गूगल् माप् एव उपयोगं करोमि मम चलनसमये गूगल् माप् एव अहम् उपयोगं करोमि तत् अति सहायकरः भवति किमर्थं चेत् वयं नूतनप्रदेशे सर्वान् स्थानानि न जानीमः अतः गूगल् माप् बहु लाभाय भवति तत् अधिक समीचीनतया अस्ति